हरिः ओम् नमस्ते भवती अत्र द्रष्टुं आगतवती किल जन्तुशाला अस्ति जन्तुशाला अस्ति बहवः जन्तवः सन्ति

अत्र वानराः सन्ति बहुविधाः वानराः सन्ति बहुविधवानराः सन्ति बहुविधवानराः सिंहवालवानरः वानरः अस्ति चिम्ब चिम्बन्सि गजः अस्ति गज अस्ति गजः अस्ति गजत्रयं गजः त्रय त्रयः गजः अस्ति शिशुवपि गजस्य शिशुः अपि अस्ति बहु रसकराः अस्ति तेषां क्रीडा भोजनं ते भोजनं ते कृतवन्त कृतवन्तः गजः भोजनं कृतवन्तः किं भोजनं ते ते किं भोजनं लता वृक्षस्य लतां खादितं लता वृक्षस्य लतां खादितवन्तः सिंहाः सन्ति सिंह द्वयमस्ति एकः पुरुषसिंहः एका सिंही अपि अस्ति इदानीं सिंही गर्भवती अस्ति सिंहस्य शिशु इदानीं नास्ति इदानीं सा गर्भवती अस्ति सिंही गर्भवती अस्ति आगामि मासे तस्य प्रसवं भविष्यति

अन्ये बहवः जन्तवः सन्ति भवती अत्र आगच्छन्तु तत्र गच्छन्तु तत्र वा दक्षिणभागे बहवः जन्तवः सन्ति पक्षि बहवः पक्षिणः सन्ति पिकः अस्ति शुकः अस्ति चकोरः अस्ति बहवः एषा एका ते बाल्यां खादन्ति वृक्षस्य वृक्षस्य बलं लघुबलानि लघुबलानि खादन्ति अनन्तरं सर्पाः सन्ति भीतिः अस्ति वा सर्पं द्रष्टुं भीतिः अस्ति वा भीतिः अस्ति भीतिः चेत् तत्र मा गच्छतु नकुलः अस्ति अन्यस्मै मीनः अस्ति मीनः अस्ति तस्मिन् वाप्यं मीनः अस्ति बहवः मीनः बहवः मीनाः सन्दि बहु वर्णाः मीनाः सन्ति वा सन्ति पुत्रः पुत्री पुत्रेण सह आगच्छतु ते तेषां बहु रसकरं भवति आगच्छतु श्वः एव आगच्छतु अस्तु अस्तु धन्यवादः धन्यः